हरि ओम् नमस्ते महोदयाः भवान् कः आम् सत्यम् इदं स्याम्संग् कम्पेनि एवं भवति भवान् कः ओ भवान् तन्त्री रामशरणतन्त्री खलु अहं विनयः आ आम् आम् हो हो अहं सम्यकस्मि भवान् कथमस्ति आ सूपर् अहमपि सम्यकस्मि भवान् कुत्र आसीत्

हा गतमासे आमाम् अहं गतमासे एव अहम् अत्र आगतः अस्मि तदा तदाशरस्य मया अत्रैव कार्यं क्रियमाणम् अस्मि वदतु भो किम् अपेक्षितं भवान् भवतः ओ कीदृशी दूरवाण् कीदृशी दूरवाणी अपेक्षिता कियत् मूल्यानि दर्शयानि

आम् किन्तु हा आयन्तु अत्र बहूनि विधानि अस्ति एतत् मध्ये हा आम् एतत् स्याम्संग् हा बहुविधं चेत् स्याम्संग् जि ए ट्वेण्टि त्रि फ़ै जि स्याम्संग् जि एस् ट्वेण्टि फ़ै जि स्याम्संग् ग्यालक्सि ए ट्वेण्टि त्रि स्याम्संग् ग्यालक्सि एस् ट्वेण्टि फ़ै जि स्याम्संग् ग्यालक्सि एम् फ़ै थर्टि फ़ै जि स्याम्संग् ग्यालक्सि ए ट्वेण्टि त्रि फ़ै जि तत्र इतोपि स्याम्संग् एस् अल्ट्रा तथा एस् प्रो एस् टेन् प्लस् एस् ट्वेण्टि फ़ै जि अस्ति

स्याम्संग् ग्यालक्सि स्याम्संग् ग्यालक्सि एतत् मद्ये मध्ये बहूनि फ़ै जि या फ़ोर्जि अपेक्षिता वा फ़ोर्जि हा ए नैव नैव इदानीं फ़ै जि एव बहु प्रसिद्धाः भवन्ति हा फ़ै जि मध्ये एतत् स्याम्संग् ग्यालक्सि ए ट्वेण्टि त्रि फ़ैजि एतत् बहु सम्यक् अस्ति आम् एतत् मध्ये सिक्स् जिबि एय्ट् जिबि रेम् टेन् जिबि रेम् ट्वेल् जिबि रेम् सिक्स्टीन् जिबि रेम् अस्ति एतेषु किम् उपक्षितः उपेक्षितम् थर्टि टु जिबि रेम् अस्तु हा अत्र श्वेतवर्णम् नीलवर्णं कृष्णवर्णं पाटलवर्णो अपि अस्ति एतेषु वर्णेषु उपलभ्यन्ति हा एतत् चतुर्विंशति एतत् भो कृष्णवर्णं च अस्य मूल्यं तु चतुर्विंशति वर्तते क्षम्यताम् इदं मम आपणं न खलु अतः यथा लिखितम् अस्ति तेनैव मूल्येन दास्यामि क्षम्यताम्

अस्तु अस्तु हा अस्तु धन्यवादः पुनरागच्छन्तु पुनरागच्छतु